नमो नमः अहं नरेन्द्रः अस्मि मम निवेदनम् अस्ति भवतः दूरवाणीक्रमाङ्कं क्रमाङ्कम् अहम् अन्तर्जालतः स्वीकृतवान् अहम् एवं ज्ञानम् अस्ति भवान् सन्तोषभोजनालयतः वदति महोदय अहम् इदानीं देहल्याम् अस्मि तत्र भोजनालये जयपुरे अहं प्रायः रात्रौ एकवादने तत्र प्राप्स्यामि मम निवेदनम् अस्ति यत् भवन्तः तत्र मम कृते भोजनं प्रेषयितुं शक्नुवन्ति वा तत्र अहं मम एड्रेस् इति वदामि तत्र भवन्तः प्रेषयन्तु